हरिः ओम् हा अहं वयं बागेवाडी ग्रामस्य जनाः

अस् अस्तु महोदय तत्र वयं केचन जनाः एव सः स्मः न अतः तत्र एकं मम वयम् अत्र ग्रामे एकं तडागमस्ति तत् स्वच्छता अपेक्ष्यते स्म तत्र अहं बहवः जनाः अपेक्ष्यन्ते खलु अतः तत्र वयं किमपि न कर्तुं शक्नुमः केचन जनाः एव सः स्मः वृद्धाः सः स्मः बहवः अतः तस्य किञ्चित् परिहारः वक्तव्यः चेत् तत् कुर्वन्तु अनन्तरं स्वास्थ्यपरीक्षा सर्वेषां वक्तव्या आसीत् वृद्धाः सन्ति ह बहवः अतः

आ अहं सूचयामि भवन्तः बहु सम्यक् कार्यं कुर्वन्तस्सन्ति मम सहायं कुर्वन्ति चेत् बहु उपयोगः भवति अन्यत्

भवन्तः आगच्छन्तु धन्यवादाः